हरिः ओम् वेदाध्ययनं अत्र भारतवर्षे सनातनधर्मः सनातनधर्मस्य मूलं वेदः एव वेदस्य स्थानं किम् इति चेत् सर्वं सर्वेषां धर्माणां मूलम् इति वक्तुं शक्यते सनातनधर्मस्य मूलं वेदः वेदोखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् इति वाक्यं स्मर्यते अतः वेदः सर्वत्र मूलस्थानं भवति तत्र वेदस्य अङ्गानि ज्योतिषम् इति एकम् व्याकरणं कल्पः छन्दः निरुक्तं ज्योतिषम् इत्यादि षडङ्गानि तत्र वेदस्य अङ्गानि सन्ति तेषु ज्योतिषम् एकम् इति ज्योतिषं नाम कालशास्त्रम् कालगणनं कथं करणीयम् इति वेदे अनेकानि कर्माणि प्रतिपादितानि तत्र दर्शपूर्णमासयागः सोमयागः इत्यादि अनेके यागाः प्रतिपादिताः सन्ति काले काले तस्य अनुष्ठानं भवेत् कालस्य ज्ञानम् अत्यावश्यकं भवेत् भवेदेव धर्मसङ्ग्रहणार्थं काले अनुष्ठानं कुर्यात् इति उदाहरणार्थं सन्ध्याकालं कालः कदा आगच्छति इति ज्ञानम् अस्माकं भवेत् सूर्यास्तसमयः इदानीं कः सूर्यास्तमनानन्तरम् अग्निहोत्रः बहुवः वरम् होमः अथवा दर्शयागः कदा करणीयः यदा अमामास्यायां मध्यान्नपर्यन्तम् अमावास्या भवति प्रतिपत् मध्याह्नपूर्वमेव भवति तदा एव दर्शयागः करणीयः तदा तत्र अमावास्यायाः कालः कदा इति निर्णयः ज्योतिषशास्त्रेणैव सम्भवति एवं ज्योतिषम् अत्यन्तम् आवश्यकम् इदानीन्तनज्योतिषशास्त्रं यद्वर्तते तत् तु वेदाङ्गं वेदाङ्गज्योतिषम् इति वक्तुं न शक्यते तत्र संहिता होरा गणितम् इत्यादिकं सर्वमपि आधुनिकम् इति अत्यन्तप्राचीनकाले नक्षत्राणां ज्ञानम् अपि आसीत् वेदे वेदे एव स्वयं प्रकटितम् तत्र कृत्तिका नक्षत्रादारभ्य अपभरणीनक्षत्रपर्यन्तं नक्षत्राणी अष्टाविंशति नक्षत्राणि भवन्ति तेषां कालः कदा इत्यादिकं तत्रैव ज्ञातुं शक्यते अतः वेदाङ्गज्यौतिषम् अन्यः पृथक् शास्त्रम् अन्यः भेदः कः इति चेत् वेदाङ्गज्योतिषे केवलं कालनिर्णयः एव यागार्थं कः समयः कस्समयः आवश्यकः इत्यादिकं ज्ञानं तत्र वेदाङ्गज्यौतिषम् अत्र आधुनिकज्योतिषं नाम वराहमिहिरः आचार्याणां काले तदा अन्यः नूतनं श् ज्योतिषं शास्त्रं भवेत् यतोहि तत्र कालगणना अतीव महती वर्तते एवं तत्र फलज्योतिषमपि भवति एवं फलज्योतिषं संहिता गणितं गणितम् इतादि सर्वम् आधुनिकज्योतिशास्त्रे वर्तते किन्तु वैदिकज्योतिषशास्त्रे केवलं कालगणना इदानिं अमावास्या ज्ञानम् अथवा नक्षत्रज्ञानं कदा कदा नक्षत्रं उदेति अस्तमयति इत्यादिकं सर्वमपि वेदाङ्गज्योतिषे एव उक्तम् अतः तत्र वेदाङ्गज्योतिषम् अन्यः एवं लौकिकज्योतिषम् अन्यम् इति शास्त्रयोः उभयोः भेदः वर्तते